मार्च् मासस्य प्रथमः दिनाङ्कः विंशत्युत्तर द्विसहस्रं वर्षं एप्रिल्मासस्य पञ्चमदिनाङ्कः एकविंशत्युत्तर द्विसहस्रं वर्षं मेमासस्य तृतीयदिनाङ्कः द्वाविंशत्युत्तर द्विसहस्रं वर्षं जन् मासस्य अष्टमदिनाङ्कः त्रयोविंशत्युत्तर द्विसहस्रं वर्षं जूलइमासस्य चतुर्थदिनाङ्कः द्विसहस्रं वर्षं